राष्ट्रियाः भाषाः अनेकाः सन्ति तासु सर्वत्र संस्कृतस्य प्रभावः संलक्ष्यते यथा रामचरितमानसं वर्तते अवधीभाषायां प्रणीतं तत्र संस्कृतस्यैव अनेके शब्दाः तत्र लभ्यन्ते यथा भये असोचशोचवसलेखा अत्र लेखशब्दस्य प्रयोगः कृतः हिन्दीभाषायां लेखशब्दस्य अन्यः अर्थः भवति किन्तु तत्र लेखशब्दस्य प्रयोगः देवतार्थे कृतः वर्तते लेखाः अदितिनन्दनाः इति अमरकोशे प्रतिपादितं वर्तते एवं हिन्दीभाषायाः याः कविताः भवन्ति तत्रापि अनेके प्रभावः संलक्ष्यन्ते प्राचीनहिन्दीकविताः याः भवन्ति स्म तत्र प्रायेण तत्स् तत्समशब्दानां प्रयोगः भवति स्म यथा एका कविता वर्तते हिमाद्रितुङ्गसृङ्गसे इति वर्तते अत्र तः यदि योज्यते तथा तदा एषा कविता संस्कृते एव तथैव भवति हिमाद्रितुङ्गसृङ्गतः एवं ग्रामीणासु भाषासु अपि संस्कृतस्य प्रभावः संलक्ष्यते यथा वदन्ति ग्रामीणाः कि करैछी का करैत् ह अत्र किं शब्दः यः वर्तते सः एव क्वचित् कः क्वचित् का इत्य् इति रूपेण वर्तते इत्थं सर्वासु भासाषु संस्कृतस्य प्रभावः संलक्ष्यते संस्कृते शिक्षिते सति राष्ट्रियभाषा ज्ञाने महत्सौकर्यं भवति